यत् किमपि भक्ष्यं करणसमये वयं यथा चिन्तितं तादृशं न भवति चेत् फर् एक्साम्पल् कारम् अधिकं भवति चेत् किञ्चित् इट्ट् मिश्रिणं कृत्वा तत् कुर्मः व्यर्थं तु न करणीयं अनन्तरं यत् किमपि जलम् अधिकं भवति चेत् किञ्चित् मिश्रणं कृत्वा इट्ट् तत् उपयोगं कुर्मः अनन्तरम् वयं यदा चिन्तितं त तत् समीपरूपम् आनेतुं वयं प्रयोगं कुर्मः तादृशं यूट्यूब् मध्ये दृष्ट्वा यत् किमपि प्रयोगं करोति चेत् तत् सम्यक् न आगच्छति चेत् वयं किञ्चित् यत् किमपि उपायं चिन्तनं कृत्वा तत् व्यर्थं न कृत्वा उपयोगं भवेयुः इति चिन्तनेन कुर्मः